साहित्यमीमांसायाः दृष्ट्या संस्कृतस्य महत्तरं योगदानं अस्ति संस्कृतम् अत्यन्तं प्राचीनभाषायाम् अस्ति यत्र साहित्यस्य गहनं तथा व्यापकं व्यापकं योगदानमपि अस्ति साहित्यमीमांसायाः दृष्ट्या संस्कृतस्य योगदानं तस्य विविधतायाः गूढतायाः च माध्यमेन विवेच्यन्ते एषः प्राचीनतमः साहित्यं मानवजनस्य आदर्शः आदर्शाणां तत्त्वज्ञानस्य तथा धर्मशास्त्राणां जालं सं सम्प्रत्ययति अत्र संस्कृतसाहित्यस्य योगदानं विषये गम्भीरविचारणम् अवश्यकम् अपि अस्ति संस्कृतस्य साहित्ये वेदाः उपनिषत् पुराणानि इत्यादयः अत्यन्तं महत्त्वपूर्णाः ग्रन्थाः सन्ति वेदाः मानवसंस्कृतेः आधारभूतं ज्ञानं प्रकटयति यः तत्त्वज्ञानस्य नैतिकतायाः तथा समग्रधर्मस्य विवेचनं करोति उपनिषत् तत्त्वज्ञानस्य गूढतमं रहस्यम् उद्घाटयति अत्र मानवजीवनस्य चतुर्विधपुरुषार्थाः सन्ति धर्म अर्थकाममोक्षाः अन्तिमलक्ष्यं मोक्षः मोक्षप्राप्तिः आत्मज्ञानेन भवति तस्य आत्मज्ञानम् उपनिषदं पठितेन एतेषां ग्रन्थानाम् अध्ययनं कृते मानवजातिम् आत्मज्ञानस्य पथे मार्गदर्शकम् अस्ति संस्कृतस्य काव्यसाहित्यं विश्वं विश्वसाहित्ये अद्वितीयस्थानं धारयति कालिदासस्य शाकुन्तलं भारः भारतं भासस्य मालतीमाधवं राघव राघवज्ञस्य सञ्चारः इत्यादीनि ग्रन्थानि मा मनोरञ्जनं मनोरञ्जनाय न मात्रं मनोरञ्जनाय न किन्तु जीवनस्य विविधानुभवेषु मनोवैज्ञानिकदृष्ट्या अपि गूढतमं ज्ञानं प्रददत् एतेषां नाटकं काव्यं तथा च कथासाहित्यं मानवानां भावनां सम्वेदनानुशीलं तात्त्विकदृष्ट्या विवेचयन् विवेचयन्ति यः साहित्यमिमांसयाम् अद्भुतं योगदानं प्रदर्शयन्ति संस्कृतसाहित्यस्य ऐतिहासिकाः च सम्प्र सम्प्रदायाः उपदर्शयन्ति पुराणानि महाभारतं रामायणम् इत्यादयः अष्टादश पुराणानि महाकाव्यम् महाकाव्यं काव्ये महाभारतं रामायणम् इत्यादयः ग्रन्थाः इतिहासस्य गहनं ज्ञानं ददाति एतेषां ग्रन्थानां माध्यमेन भारतीयसंस्कृतिं परम्परा धर्मः तथा राजनैतिकसिद्धं सिद्धान्तानि सर्वे सर्वे जागृतीकृताः सन्ति संस्कृतम् आधुनिकसाहित्ये च योगदानं ददाति बहु बहु बहवः कवयः आधुनिक्कवय कवयः लेखकाः च संस्कृतं जानीते च तस्य भाषायाः गूढता सुन्दरता च आत्मसात् साध्यते अच् अस्ति एतेषां साहित्यकर्मणां माध्यमेन संस्कृतस्य पुनर्जागरणं तथा साहित्यमीमांसायाः प्रगतिः अपि दृश्यते अथ संस्कृतस्य महत्तरं योगदानं साहित्यमीमांसायाः दृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति